मम डिग्री पठनकाले सर्वे मम मित्राणि सर्वाणि अपि मिलित्वा वयं चिन्तितवन्तः अस्माकं करिनगरतः अपि अग्रहारमिति पञ्चत्रिंशत् किलो मिटर् दूरं भवति अग्रहारं हनुमान् मन्दिरम् इति अस्ति सर्वे मिलित्वा चिन्तितवन्तः

सैकल् यानेन वयम् अग्रहारं गच्छामः इति तदा सर्वेपि अस्मदीयाः उत्साहेन अग्रे आगतवन्तः प्रायः पञ्चाशत् छात्राः वयं करिं नगरतः वयं सैकल् यात्राम् आरब्धवन्तः सैकल् यात्रायां सैकल् मध्ये अग्रे कः गच्छति प पृष्ठे कः गच्छति संपूर्णं मार्गेपि सम्पूर्णतया पञ्चाशत् सैकल् या यानानि चलन्ति स्म एकः एकः कल् मध्ये मध्ये वयं तिष्टामः मध्ये मध्ये जलं पिबामः मध्ये मध्ये गीतानि गायामः वार्तां कुर्मः एवं वयं चलन्तः चलन्तः वयं तत्र अग्रहारं हनुमान् मन्दिरं वयं प्राप्तवन्तः मध्याह्णे तत्र भोजनमपि निर्मितवन्तः भोजनं खादितवन्तः ततः वयं पुनः प्रत्यागतवन्तः तदर्थं सर्वेषां मित्राणामपि संयोजनमासीत् तेषां कृते तस्य सैकल् यानानि सन्ति वा न वा दृष्टवन्तः सैकल् यानं कदाचित् वायुपूर्णार्थमपि वायुपूर्णं यन्त्रमपि वयं नीतवन्तः कदाचित् मध्ये मध्ये वायुः न वा पञ्चर् भवति चेत् पञ्चर् कर्तुमपि केचन संसिद्धाः आसन् तत्र भोजनव्यवस्थापि कृता आसीत् जलव्यवस्थापि कृता आसीत् कदाचित् व् किं व्रणाः भवन्ति चेत् व्रणः तत्र निवारणार्थं व्रणः भवति चेत् तेषां कृते चिकित्सार्थमपि वयं तत्र व्यवस्थां कृत्वा एवम् एकम् उत्तमां यात्राम् वयं सर्वे मिलित्वा कृतवन्तः प्रवासयोजनाम्